नमस्ते महोदय अहम् इदानीम् ओदनं पुनश्च सूपः किम् ओदनं पुनश्च रोटिका पुनश्च तेन सह सूपमपि इच्छामि अतः मम निवेदनम् अस्ति यत् झटिति शीघ्रमेव भवान् मह्यं भोजनं यत् यत् यत् मया उक्तं झटिति मह्यं प्रेषयतु इति निवेदनमस्ति धन्यवादः